नमस्ते

कः वदति का वदति हा आम् नमस्ते आं वदतु भगिनि

अस्तु

बहूनि स्थलानि सन्ति आं निश्चयेन निश्चयेन वदामि महान् सन्तोषः अस्माकं ट्रावल् एजन्सी द्वारा भवती गच्छतीति अस्माकं सन्तोषः मङ्गळूरु उत्तम स्थलं भवति एक सप्ताहात्मकं बहूनि विशेषस्थानानि सन्ति तत्र उडुपि कृष्णस्य देवालयः अस्ति अनन्तरं धर्मस्थलं सुब्रह्मण्य इति बहूनि

न आम् आं तत्र मङ्गळूरु मध्ये मुरुडेश्वर र् देवालयस्य समीपे पार्श्वे एव स्कूबा डैविङ् अस्ति आं समु समुद्रः अपि अस्ति तत्र विशेषतया स्कूबा डैविङ् निमित्तं ज् जनाः सन्ति तद् आं साहाय्यरूपेण ट्रैण्ड् जनाः आगच्छन्ति आं भवत्या सह आं तदर्थम् एकसप्ताहे आम् ए एकस्मिन् दिने त तत्र अपि गत्वा आगन्तुं शक्यते तत्र तत्र गत्वा एतत् टिकेट् स्वीकरणीयं भवति स्कूबा डैविङ् कृते तदनन्तरं आम् आम् उत्तमस्थानानि सन्ति भोजनव्यवस्थापि उत्तमतया भवति अस्माकं वेजिटेरियन् वेजिटेरियन् भोजनं सात्विकं भोजनं भोजनं त्रिवारम् एक एकस्मिन् दिने त्रिवारं भोजनं भोजनस्य व्यवस्था भवति अतः चिन्ता एव न करणीया अहम् एतत् एकं प्रोग्राम् निर्माय भवतीं प्रेषयामि एकसप्ताहात्मकं प्रोग्रां निर्माय प्रेषयामि कृपया पश्यतु किमपि परिवर्तनं करणीयं चेत्

आम् कदा गन्तुम् इच्छति कस्मिन् मासे गन्तुम् इच्छति इति वदतु तदा द एकसप्ताहात् पूर्वं तद् द्वयस्य आं द्वयोः अपि एतत् मूल्यं प्रेषयामि आकाशमार्गेण कृते एवं एतानि रूप्यकाणि ट्रे रैल्यानेन चेत् एतानि रूप्यकाणि इति पृथक् पृथक् प्रेषयामि भगिनि परिवारेण सह विवादं कृत्वा तदनन्तरं मां सूचयतु अहं सर्व् सर्वं व्यवस्थां करोमि चिन्ता एव ना नास्ति आम् आं धन्यवादः नमस्ते